मम गृहे जलपूरणाय बहूनि वस्तूनि सन्ति तदेकमस्ति ए सि इदानीन्तनकाले वयम् एसिं बहु उपयोगं कुर्मः तत्र यदि जलं न भवति चेत् अपि तत् कार्यं करोति तथा अपि वयं मम गृहे तु जलपूरणाय एव अस्ति तत् भिन्नं भवति एतत् कूलर् इति वदामः तत्र कूलर् मध्ये यदि वयं जलं स्थापयामः चेत् तत् सम्यक् कार्यं करोति यदि जलं नास्ति चेदपि कार्यं करोति परं ततः वायुः उष्णमागच्छति शीतलं न भवति